अत्र पूजास्थानानि बहूनि सन्ति मङ्गलादेवीदेवालयः देवालयः कद्रीशिवदेवालयः वेङ्कटरमणदेवालयः शर उ गणेशदेवालयः गोकर्णनाथदेवालयः इत्यादिः बहु प्रसिद्धानि मङ्गलूरु तेरु इति वेङ्कटरमणदेवालयस्य रथोत्सवः शारदोत्सवः सङ्गनिकतेने गणेशोत्सवः मङ्गलादेवीरथोत्सवः कद्री रथोत्सवः कुद्रोलिरथोत्सवः प्रमुखाः अत्र सहस्र सहस्र भक्तादयः आगत्य भागं गृह्णन्ति